भारतीयाः युद्धकलाः आयुधबहुलाः सन्ति तत्र तासु युद्धकलासु आयुधानां प्रयोगः म महान् भवति यथा दण्डकला दण्डयुद्धकला अस्ति तत्र दण्डम् आदाय जनाः परस्परं स्पर्धन्ते दण्डस्य प्रयोगः ते तावता वेगेन कुर्वन्ति यत्र द्रष्टारः दण्डस्य दर्शनमपि कर्तुं न पारयन्ति तथा वेगः भवति दण्डचालनस्य तु एवं दण्डचालनस्य एका युद्धकला अस्ति यत्र योद्धा दण्डेन युद्धं करोति पुनः खड्गचालनस्यापि एका युद्धकला अस्ति तत्र खड्गं मुख्यम् आयुधं भवति तत्र खड्गेन योद्धा यः भवति सः युद्धं कर्तुं प्रयतते तो इयम् अपि भारतस्य विशिष्टा काचित् युद्धकला अस्ति